अस्माकं परिवारे वयं सामान्यतः सप्तजनाः स्मः मम देवरः देवरस्य परिवारः अस्ति पुनः वयं त्रयः मम परिवारे देवरस्य परिवारे एका पुत्री एकः पुत्रः अस्ति पुत्री उद्योगिनी अस्ति विवाहिता अपि अस्ति पुत्रः नवमकक्षायां पठति गोकर्णे विष्णुगुप्तविद्यापीठे पठन्नस्ति सः मम देवरः कृषिकार्यं करोति मम याता गृहिणी अस्ति मम पतिः संस्कृतभारत्यां कार्यं करोति प्रकाशनविभागस्य उत्तरदायित्त्वम् अस्ति पुनः संस्कृतभारत्याः यद् अक्षरमिति भवनमस्ति तस्य निर्वाहकरूपेण व्यवस्थापकरूपेण कार्यं करोति पुत्रः संस्कृतक्षेत्रे एव पठन्नस्ति शिक्षाशास्त्रं पठन्नस्ति पुनः मम मित्राणां विषये वदामः चेत् मित्राणां महती सङ्ख्या तु नास्ति किन्तु कानिचनमित्राणि मम सन्ति ते तु भिन्नभिन्नप्रदेशे सन्ति अतः तेषां विषये अधिकतया ये यदा ग्रामं गच्छामः तदा कादाचित्कतया मिलन्ति तावदेव अन्यथा अधिकतया तेषां सम्पर्कः अधुना नास्ति